मया कस्यापि गायनं साक्षात् न श्रृतं केवलं ध्वनिमुद्रकद्वारा शृतमस्ति सः अनुभवः

आनन्ददायकमस्ति यदाहं शृणोमि तस्मिन् गीते मम मनः पूर्णमग्नः भविष्यति विशेषेण साक्षात् श्रोतुं श्री विद्याभूषण् एस् पि बालसुब्रह्मण्यम् इदानीं नास्ति सः अनन्तरम् अनुराधा पाड्वाल् लतामङ्गेश्कर् भीम्सेन् जोषि एतेषां गायनं श्रोतुमिच्छा अस्ति अस्मिन् मध्ये केचन जनाः न सन्ति इदानीं किमर्थं इत्युक्ते तेषां गायनं यदा अहं शृणोमि तत् शृत्वा शृत्वा मनः बहु प्रसन्नः भविष्यति समाधानं भविष्यति आनन्दे स्थितः भवति